अहम् एकसप्ताहात् पूर्वं पञ्च आसन्दन् क्रीतवती तस्य मूल्यमस्ति पञ्चसहस्रम् सम्यक् स्यात् इति कृत्वा इति विचित्वा स्वीकृतं पञ्चदिनेषु एव आसन्दः द्वयं भग्नं जातम् तदुपरि उपवेष्टुम् अपि तावत् सुखं नानुभूयते यावत् धनं दत्तं तदनुगुणं मौल्यं युक्तं नास्ति इति मम अनुभवः